महोदय हा अद्य भोजनार्थम् अत्र दक्षिणभारतीय खाद्ये खाद्ये बहुविधा अंशाः सन्ति व्यञ्जनद्वयमस्ति अन्नमस्ति सारम् अस्ति क्वथितम् अस्ति एवं पुळियोगरे इत्यपि अस्ति पुनः मधुरे जामून् अस्ति एवं पोलिका अस्ति अहं स्थालिकां सज्जीकृतवान् भवान् एकैकशः द्रष्टुं शक्नोति महोदय एकं क्षणं पर्पटं ददामि पर्पटोपि आनयामि एतद् तण्डुलस्य एव पर्पटः अस्ति

आम् मधुरवस्तूनि पोलिका अस्ति जामून् अस्ति

आमां स्वीकरोतु महोदय स्वीकरोतु

न्यूनमस्ति वा महोदय तद् अहं शर्करापाके इदानीमेव स्थापितवान् दशनिमिषाभ्यन्तरे बहु सम्यक् भवेत् पुनः लघु लघु कृतवान् बहु अस्ति खलु एवमेव करणीयमिति सूचना अपि अस्ति अतः अन्तःपर्यन्तं सम्यक् मधुरवासः गच्छति चिन्ता नास्ति आं पोलिका अस्ति तदपि द्रष्टुं शक्नोति

आम् कुत्र कुत्र कुत्र कस्मिन् कस्मिन् महोदय कस्मिन् वस्तूनि पोलियोगरे वा अस्तु महोदय तत् समीकुर्मः किञ्चित् आम्लं योजयामि चेत् लवणं सम्यक् भवति तदहं समीकृत्य एव प्रेषयामि कटुपि आवश्यकः वा अस्तु महोदय तदपि करोमि आम् अनन्तरं व्यञ्जनानि सम्यक् पक्तं वा व्यञ्जनं तु एकं पर्णशाकस्य केबेज् कृतवान् तद् रोचन्ते सर्वेपि बहु इच्छन्ति सर्वेभ्यः रोचते द्वितीयं एतद् भिण्डि हा एवम्

अन्तरं भिण्डीनकस्य अस्ति तद् शुष्कमेव भर्जितवान् जलं न योजितवान् यतोहि अनन्तरं जलं योजयितं चेत् तत् सम्यक् न भवति इति तथैव कृतवान् तथैव सूचितवान अपि सम्यगस्ति खलु आमामाम् ह आम् एवम् एवं सारः रसम् अपि तथैव अस्ति तथैव कृतवान् अहम्

एवं धन्यवादाः धन्यवादाः तर्हि एतदेव वयं प्रेषयितुं शक्नोमि खलु भोजनार्थम् एकं कार्यं करोमि पुडियोग्रे मध्ये भवान् यदा उक्तवान् तथा लवणम् अधिकमस्ति अहं किञ्चित् पुडियोग्रे मध्ये आम्लं योजयामि लवणं तदा सम्यक् भवेत् कटुपि योजयामि तदानीं इतोपि रुचिः सम्यक् भवति जामून् तु किञ्चित् दशनिमिषानन्तरं सम्यगेव भवति इति मन्ये अतः चिन्ता नास्ति सर्वं सम्यगस्ति इति चिन्तयामि आम् आम् आम् आम् उत्तरभारतीयखाद्यानि पश्यति वा महोदय तत्र रोटिका अस्ति अस्तु अस्तु रोटिका अस्ति पुनः पलाव् अस्ति पलाव कृते एकं करी अपि कृतवान्

धन्यवादः धन्यवादः अस्तु तर्हि उत्तरभारतीयं तु प्रायः बहु वर्षेभ्यः अहमेव कुर्वन्नस्मि अतः चिन्ता नास्ति सम्यगेव भवति अस्तु अस्तु महोदय धन्यवादाः हा अस्तु धन्यवादः